भारतस्य आहारपद्धतिः अत्यन्तं रुचिकरम् आरोग्यप्रधानं भवति कथम् इत्युक्ते यत् यत् आहारयोजनीयः अर्थात् उपस्कराः विषये वा अथवा रसाः विषये वा यद्यत् योजनेन अत्यन्तम् आहारम् आस्वादयित्वा भोक्तुं शक्यते एवं तत् खाद्यमाणः खाद्यं शरीरस्य उन्नतेः एवमेव शरीरस्य आरोग्यम् अत्यन्तं लाभप्रतम् उत्थापणं करोति तथैव लोकप्रियाणि खाद्यानि प्रायः उपस्कारयुक्ताः एव वर्जितं खाद्यम् इत्यादि यद्यपि अस्माकम् आहारपद्धत्यां पुरातनकाले यत् यत् खाद्ये भवति

आयुर्वेदरीत्या आहारेषु केचन विध्वांसैः निर्मितम् आहारपद्धतिः तदनुसृत्य पचनं कृतं चेत् जीवने एवमेव मनोवैज्ञानिक विषये च प्रोत्साहयति